संस्कृतसाहित्यक्षेत्रे कालिदासादीनान् ग्रन्थान् तेषां काव्यानि अधिकं मया न पठितानि परं मम इष्टाः कवयः तु व्यासवाल्मीकादयः व्यासवाल्मीकादयः एव ये मित्रसंहितया सुन्दररूपेण अस्माकम् वेदविहितं धर्मम् उत्तमरीत्या यथा भिन्नेषु स्तरेषु ये जनाः सन्ति तैः सर्वैः अपि सः धर्मः समीचीनतया अवगम्येत तथा बोधितवन्तः तदर्थम् व्यासवाल्मीकौ एव मम अत्यन्तम् इष्टतमौ